उक्तञ्च पद्मपुराणे इतिहासपुराणाभ्यां वेदं समुपब्रह्मयेत बिभेत्यालपश्रुताद्वेदो मामयं प्रातरिष्यति अर्थात् इतिहासपुराणाभ्यां वेदार्थम् अवगच्छेत यतोहि अल्पश्रुतात् नाम किञ्चित् वेदम् अधीत्य किमपि अन्यथा तदर्थं अवगच्छति अतः वेदः बिभेति अत एव उक्तम् इतिहासं पुराणस्य अधीत्य वेदार्थस्य समुपब्रह्मणं कुर्यात् वेदार्थस्य ज्ञानम् अत्यन्तं दुस्करं भवति सामान्येन वेदार्थस्य ज्ञानं न सम्भवति आधुनिककाले जनाः वेदं किञ्चित् अधीत्य त्वरितो वक्तारः भवन्ति इति महाभाष्ये पतञ्जलीना उक्तं एतादृशाः ये जनाः भवन्ति तेभ्यः अल्पश्रुतेभ्यः वेदः बिभेति अतः उक्तम् इतिहासपुराणाभ्यां वेदं समुपब्रह्मयेत

धातोः टुटागमे पुरातनशब्दः निष्पद्यते यस्यार्थः भवति पुरातनोति विस्तारयति इति पुरातनस्य निपातनात् पुराणशब्दस्य निष्पत्तिः भवति तत्र अष्टादशपुराणानि सन्ति इतिहासं नाम इतिवृत्तं तथा च वेदाध्ययने सर्वेषाम् अधिकारः न विद्यते कथं तेषां वेदार्थस्य ज्ञानं भवेत् इति मनसि निधाय भगवता व्यासेन पुराणानां रचनां कृत्वान् यथोक्तम् अतः एतेषाम् अष्टादशपुराणानां तथा च इतिहासाध्ययनेन वेदार्थस्य ज्ञानं सम्पाद्य वेदविहितकर्माणि विद्यया जनाः सुखिनः भवितुमर्हन्ति इत्युक्त्वा विरमामि